अस्माकं ग्रामे जलनिर्गमव्यवस्था किञ्चित् सम्यकेव अस्ति तथापि तस्याः व्यवस्थायाः उन्नयनं अवश्यं तु कर्तव्यमेव तत्र द्विविधमस्ति जनानां पक्षतः प्रथमं जलस्य अतिविनियोगः न कर्तव्यः उपयुक्तस्य जलस्य स्वस्य गृहे एव वृक्षाणां लतानां वा वर्धनार्थं उपयोक्तव्यः तस्मात् अधिकं जलं यदस्ति तर्हि तत् लघु लघु कुल्यानां मार्गेन ग्रामात् बहिः प्रेशयितुं शक्यते तत्र ग्रामव्यवस्था भवति पञ्चायत् इत्युच्यते पञ्चायत् व्यवस्था भवति तत्र पारिशुद्ध्यव्यवस्था भवति तेषां सहयोगः जनैः कर्तव्यः कथञ्चिदपि ते कुर्वन्तीति कृत्वा जनाः अधिकं जलं वा प्र तत्र न क्षेपणीयं तत्र जलनिर्गमकुल्यासु अवरोधा निव अवरोधाः न भवेयुः तादृशं वृक्षाणां वृक्षाणां पत्राणि वा कागदानि इति मलिन पदार्थाः तत्र न स्थापनीयं तेन जलनिर्गमस्य अवरोधः भवति जलनिर्गमः सम्यक् न भवति अतः एतत् पञ्चायत् पक्षतः जनानां पक्षतः सम्यक् कर्तव्यं इदानीं तु सम्यकेव अस्ति